आधुनिकजगति संस्कृतभाषा भाषिणां समस्याः काः इत्युक्ते जनाः संस्कृतं बहु वाञ्छन्ति बहु प्रीणान्ति परन्तु परस्परं भाषणं न कुर्वन्ति पुनश्च बाह्याः नागराः सामान्यजनाः अपि संस्कृतम् न जानन्ति इत्यतः तैः सह भाषणं कर्तुं न शक्यते एवमेव केचन संस्कृतं वक्तुम् अभिलषन्ति परन्तु भीत्या लज्जया वा न वदन्ति तेषां चिन्तनम् एतदस्ति कदाचित् यदि अहं दोषं कुर्याम् अशुद्धं वदेयं तर्हि जनाः माम् उपहसन्ति अतः एतद् विचिन्त्य ते भाषादिक् भाषणं न कुर्वन्ति इति संस्कृतभाषाभाषिणां समस्या